महोदय भवान् चालकः अस्ति अतः भवान् मास्क् धरतु सर्वत्र कोविड् अस्ति यानस्य आसन्दः सर्वं मलिनमस्ति अतः कष्टं भवति भवान् तत् सर्वं शुद्धं करोतु नो चेत् अहं कम्ब्लेण्ट् दातुम् शक्यते अतः भवान् तत्सर्वं शुद्धं करोतु